अहं चिन्तयामि यत् सामान्यतः जनाः चित्रकलायाः शिक्षणे एतद्दोषं कुर्वन्ति यत् तस्य आकारः सम्यक् लेखितुं न न शक्य् न शक्नुवन्ति तर्हि शिक्षकस्य सहाय्येन तत् परिहर्तुं शक्यते शिक्षकः निर्देष्टुं शक्नोति यत् किं परिवर्तनम् आवश्यकं इत्युक्ते न केवलं सम्पूर्णं चित्रं स्वयं शिक्षकः लिखेत् परन्तु यत् किमपि बालेन लिखितं तस्य किञ्चित् परिवर्तनं कृत्वा यदि सः दर्शयेत् यत् पश्यतु अधुना तु स आकारः सम्यक् आगच्छति तर्हि बालः बहु सम्यक् अवगन्तुं शक्नोति तथापि बालाय अधिकं स्वातन्त्र्यं दातव्यम् अस्ति तर्हि बालः आदौ यदि सम्यक् नयु न लिखति चेदपि चिन्ता नास्ति अधिकं लिखति चेत् स्वयमेव तस्य तस्य कल्पना अपि भवति तस्य लेक् चित्रलेखनकौशल्यमपि वर्धते इति अहं चिन्तयामि